हरि ओं भवान् अन्नपूर्णेश्वरि पेट्रोल् स्टेशन् तः वा आ अहम् हा अहम् आदित्यः परह्यः तत्रागत्य अहम् इन्धनं स्वीकृतवान् हा तत् इन्धनं न्यूनं विद्यते इति अहं दृष्टवान् न तु अहं दृष्टवान् अहं दृष्टवान् किमर्थं चेत् अहम् अहं पात्रं पात्रे स्थापयित्वा गतवान् तत् पात्रे यत् प्रमाणम् इन्धनं पूरयति तत् प्रमाणं तत् प्रमाणस्य इन्धनं न पूरितम् न न न अहं जानामि अहं जानामि ह्यः अहम् अन्नपूर्णे अहं ह्यः आगतवान् ह्यः अहं यत्र कुत्रापि न गतवान् तत्र अन्नपूर्णेश्वरि फ्युवेल् स्टेशन् आगत्य पेट्रोल् दत्तवान् अहम् इन्धनं दत्तवान् मम समीपे तत् बिल् वर्तते अहं मम समीपे अतः अहं वक्तुं शक्नोमि अत्रैव आगत्य अहम् इन्धनं स्वीकृतवान् इति तत् तत्सर्वम् अहं तत्सर्वम् अहं न जानामि अहं ह्यः पोलिस् स्टेशन् गत्वा कम्प्लेण्ट् करोम्यहम् किमर्थं चेत् किमर्थं चेत् तत्र तत्र इन्धनस्य न्यूनता विद्यते अत्र अहं न जानामि अहं न जानामि यदि भवान् व्यतिरिक्तरीत्या वदति चेत् चपेटिकां ताडयामि चपेटिकां चपेटिका ताडयामि अहम् अहं न जानामि अहं न जानामि तत्सर्वम् मम इन्धनम् अहं पुनरेकवारम् आगच्छामि तदापि इन्धनम् इन्धन् इन्धनस्य न्यूनता विद्यते चेत् अहम् पुन् पुनरेकवारम् अहं आगच्छामि तत्र इन्धनस्य न्यूनता विद्यते चेत् अहं पोलिस् कम्प्लेण्ट् करोमि श्वः एव आगच्छामि अहं श्वः गच्छामि अहं पश्यामि अस्तु